हरिः ओं महोदय मेकानिक् इत्यत्र दूरवाणी गच्छति वा मम गृहे फ़्रिज् तथा च ए सि फ़्रिज् तत्र यत् किमपि वस्तु स्थापयामि चेत् तत्र घनीभूतं न भवति नाम शीतं न भवति पुनः मम यत् गृहे ए सि अस्ति तत् ततः जलं निस्सरति अतः भवान् कृपया आगत्य मम गृहे एतान् पश्यतु इति

एड्रेस् मम अस्ति अगर्तलायाः लिम्बुचिरायाम् अस्ति जिह्वतारा इति

आं भवान् यदा समयः मिल् भवति यदा समयं प्राप्नोति तदा आगच्छतु अस्तु अस्तु धन्यवादाः महोदय

अस्तु अस्तु भवान् आगच्छतु इतोऽपि मम गृहे अन्यत् अपि विद्युत् उपकरणानि नष्टानि सन्ति तेषामपि तत्र रिपेर् करणीयम् करण्ट् तु इदानीम् अस्ति परन्तु इदानीं वृष्टिः भविष्यति इति भाति अतः शीघ्रातिशीघ्रम् आगच्छतु दिनद्वयम् अभवत् महोदय आम् आं तत्र जलमपि स्थापयामः चेत् तत् ऐस् न भवति नाम घनीभूतं न भवति भवती आगत्य कृपया पश्यतु

मम गृ महोदय मम गृहे फ़ेन् व्यञ्जनं व्यजनम् अपि कुत्र अहं स्थापयितुम् इच्छामि अतः भवान् भवतः तत्र आपणे व्यजनानि मिलन्ति वा यत् किमपि यद ब्रेण्ड् सम्यक् भवति तस्य भवति किं ब्रेण्ड् सम्यक् भविष्यति इति मां सूचयति वा मम गृहं तु बृहत् अस्ति आं व्यजनद्वयम् एकं स्टेण्ड् फेन् पुनः एकं सिलिङ्ग् फ़ेन् अपि भवितुम् अपि शक्य शक्नोति आम् आम्